विद्यालये मम प्रियः विषयः सामान्यज्ञानम् आसीत् यस्य नाम सामाजिकविज्ञानम् अस्ति तथा च मया गणितं सर्वाधिकं कठिनं विषयं ज्ञातं यतो हि अहं गणितम् अत्यल्पम् अवगच्छामि तथा च दरिद्राः बालकाः दरिद्राः आसन् किन्तुं ते हृदये अतीव उत्तमाः आसन् तथा च मम मित्रैः सह च अस्माभिः सः वयम् इव एव निवसति स्मः